मम देशे षडृतवः भवन्ति यथा ग्रीष्मः वर्षा वसन्तः शरद् हेमन्तः शिशिरः मम क्षेत्रे मकरसङ्क्रान्ति महत्स महता उत्साहेन आचर्यते एतेषु ऋतुषु वसन्त ऋतुः महत्वपूर्णः अस्ति अस्य सम्बन्धः बहु त्यौहारेषु सह भवति यथा मकरसङ्क्रान्ति भोगि वसन्तपञ्चमी होलि मकरसङ्क्रान्ति सङ्क्रान्ति इति अपि जायते अस्मिन् भगवान् सूर्यः पूज्यते अस्मिन् सस्यानाम् अपि पूजा भवति अस्य सम्बन्धः सस्यानां सह वर्तते